मम कुटुम्बे पञ्चजनाः सन्ति मम माता पिता अनुजः पत्नी कुटुम्बे सन्तोषदायकः विषयः इत्युक्ते सर्वं सर्वे मिलित्वा यदा भोजनं कुर्वन्ति तदा सन्तोषः श्रान्तः भवामि चेत् गृहमेव सन्तोषं जनयति जनाः परस्परं सहायं कुर्वन्ति मित्राणां विषये वक्तुं बहुसन्तोषः मम एकः मित्रं सः सर्वदा मया सह वार्तालापं करोति कष्ठं सुखं भवति चेत् सः मया सह एव भवति संस्कृतं वार्तालापं कर्तुमपि इच्छति यदा कदापि संस्कृतभारतीं आगत्य पाठं शृणोति एवं मित्रैः सह व्यवहारं करणीयं चेत् सन्तोषदायकः विषयः यदाकदापि चलचित्रं द्रष्टुं चलचित्रमन्दिरं गच्छामः तत्र सन्तोषरूपेण उपाहारं पानीयादिकं पिबामः चेत् सन्तोषः भवति वृत्तिक्षेत्रस्य श्रान्तदायकः मनः निवारयति